चित्रकलायाः आदौ सर्वैः लैन् इत्यादिकं स्थापयितुं न शक्यते एवं सर्कल् इत्यादिकं समीचीनतया स्थापयितुं न शक्यते अतः सः दोषः अभ्यासेनेव परिहर्तव्यः बहु बहु अभ्यासः क्रियते चेत् सः दोषः अपगतो भवति